मया साक्षात् कापि चा छायाचित्रकार्यशाला तु न चालिता यतो हि मया छायाचित्रग्रहणं न प पठिता तत् केवल हाबिरूपेण अथवा इच्छामि अतः मध्ये मध्ये करोमि स्मा तेन तेन कारणेन एव किञ्चित् जानामि अथवा करोमि अपि तर्हि एतादृश्यः छायाचित्रकार्यशालायाः अनुभवं मम तु नास्ति किन्तु अहं कुतः जानामि किञ्चित् एकं तु किं भवति अनुभवेन जानीमः पुनः पुनः ग्रहणं कुर्मः तस्य अनन्तरम् अवलोकनं कुर्मः तेन जानीमः के कुत्र कीदृशः दोषः भवन्ति दोषपरिहारः अथवा कीदृशं वयम् इच्छामः चेत् तत् कथं कर्तव्यमिति अनन्तरम् बहु पूर्वं बहुवर्षेभ्यः प्राक् यदा अहं याशिका नाम्ना मम छायाग्राहकं स्वीकृतवती तदा तस्मात् तस्याः संस्थायाः संस्थायाः एव एका कार्यशाला आसीत् यत्र अहं भागं गृहीतवती तत्र ते तत् छायाग्राहकम् एतस्य उपयोगः कथं कर्तव्यः तथा च भिन्नभिन्नरूपेण यदि वयं छायाचित्रं स्वीकर्तुम् इच्छामः चेत् कथञ्च कर्तव्यं यथा अभयारण्ये गच्छामः चेत् दूरतः प्राणिनः भवन्ति अन अनन्तरं ते प्रा ते प्राणी प्राणिनः कदाचित् तादृशं सम्यक्तया न दृश्यन्ते तर्हि कथा कथं छायाचित्रं स्वीकर्तव्यम् अथवा कदाचित् वयम् किमपि किं नैसर्गिकस्थले गच्छामः चेत् जलं प्रवहन्ति सागरे भवामः चेदपि जलं तु स्थिरं न भवति भिन्नभिन्न वर्णाः तत्र दृश्यन्ते तस्य सुन्दरं ग्रहणं कथं कर्तव्यम् अस्मिन् विषये सा कार्यशाला आसीत् तत्र एव अने अने अनेकाः अंशाः ज्ञाताः पुनः एतेषु दिनेषु तु किमस्ति सर्वम् आन्लैन्मध्ये अन्तर्जालत् प्राप्यते एव यः कोपि प्रश्नः अस्ति तत्र लिखन्तु लिखित्वा तत्र बहवः जनाः तत्र का उत्तराणि तत्र किं दापयन्ति तेन किमस्ति वयं तत्र विवरणं प्राप्नुमः विवरणात् कदाचित् कदाचित्तु सम्यक् अपि नास्ति कदाचित् वयं वयं ज्ञातुं शक्नुमः किं किं स्वीकर्तव्यं किं न स्वीकर्त्यम् एतत् सर्वं तु पुनः पुनः तत् कार्यं यदा कुर्मः तेन एव एतादृशः उचितः अनुचितः इति विषयस्य ग्रहणं शक्यते